मम इष्टतमा सङ्गीतज्ञा अस्ति लतामङ्गेश्कर् महोदया सा गानकोकिला इति नाम्ना प्रसिद्धा अस्ति तस्याः ध्वनिः अतीवमधुरा सा दशसहस्राधिकगीतं गीतवती चित्रपटेषु तस्याः स्वरमाधुर्यं मह्यम् अतीव रोचते सा सा तु आनन्दघननाम्ना सङ्गीतम् अपि दत्तवती चित्रपटेषु तस्याः सम्पूर्णः परिवारः तु सङ्गीतक्षेत्रे एव कार्यरतः अस्ति भारतं भारतरत्नम् इति उपाधिम् अपि सा प्राप्तवती तस्याः मधुरस्वरः तस्याः गानशैली तस्याः मार्दवं तस्य समर्पणं तस्याः अतीव विशालं हृदयं तस्याः ध्वनिः सर्वम् अतीव मनोहरमस्ति मह्यं सा अतीव रोचते तस्याः अन्यानि वैशिष्ट्यानि अपि सन्ति सा अतीव कोमलहृदया अस्ति आसीत् सा नित्यं सहायार्थं सज्जा सज्जा एव आसीत् अतः सा मम मह्यम् अतीव तस्याः गीतं मह्यम् अतीव रोचते सा मम प्रिया गयिका सङ्गीतज्ञा तथा